भारतस्य मुख्यानि पर्व पर्यटनस्थानानि इत्युक्ते मम मनसि प्रथमम् आगमिष्यति गुजरात् प्रान्तस्य केवोडिया ग्रामे सर्दार् पटेल् महोदयस्य अत्युन्नत विश्वे एव अत्युन्नत तत्र सर्दार् पटेल् महोदयस्य मूर्ति स्थापितम् अस्ति नरेन्द्रमोदि महोदयेन तत् एक सर्व इदानीन्तनदिने सर्वाः स विशेषतः युवजनाः तत् द्रष्टव्यम् इति मम अभिप्राय तदनन्तरं काशी क्षेत्रम् इदानीं नूतन कारिडार् ब निर्माणं जातम् अग्रिमवर्षे अयोध्या राममन्दिरं स्य प्रतिष्ठापना भवति तदपि एक उत्तमं स्थानम् के बदरि केदार तथा गङ्गोत्री यमुनोत्री एतत् सर्वं चतुर्धाम इति वदन्ति तदपि उत्तमस्थानानि तथापि कावेरी उगम उद्गमस्थानं भागमण्डलं कन्याकुमारी सोमनाथमन्दिरम् एतत् सर्वाणि बहूनि स्थानानि सन्ति सर्वत्र सम्पूर्णभारतदेशे वयं तत्र एतादृशस्थानानि पर्यटनस्थानानि गन्तव्यम् अन्यमित्युक्ते बा बण्डीपुर इति तमिल्नाडु कर्नाटकमद्ये एकः अरण्यमस्ति तत्र गन्तव्यम् एतत् सर्वानि बहूनि सन्ति वक्तुं तु बहु समयं गच्छति इति